हरिः ओं महोदयः भवान् पुस्तकालयस्य पुस्तकपालकः अस्ति किल कदा कदा भवतः नियुक्तिः अभवत् अत्र हा भवतः आगमन अनन्तरं पुस्तकालयः विक्षिप्तः सञ्जातः अत्र पुस्तकानि सर् कुत्रचित् व्याकरणपुस्तकं यत्र अस्ति तत्र तु साहित्यं लभ्यते इति साहित्यपुस्तकेषु इतरपुस्तकानि लभ्यन्ते व्यवस्थिततया कथं न स्थापयति भवान् एवं तर्हि या यानि पुस्तकानि नष्टानि सन्ति तद् विषये किं चिन्तयति भवान् किं करिष्यति ओ तर्हि एवं वा परन्तु बहूनि पुस्तकानि नष्टानि सन्ति व्यवस्थितानि न सन्ति तत् अहं यत् पुस्तकम् अन्वेषणं करोमि तद् पुस्तकं न लभ्यते अहं कथं तत् पुस्तकं प्राप्स्यामि तत्र तत्र भो पुस्तकालये अन्लैन् पत्रिकाः आगच्छन्ति वा परन्तु त आफ़्लैन् पत्रिका पत्रिकासु संस्कृतभाषापत्रिकाः न सन्ति संस्कृत भाषायाः पत्रिकाः न सन्ति इति कृत्वा छात्राः संस्कृतं पठितुमिच्छन्ति परन्तु पत्रिकाः न सन्ति इति अहमपि पठितुमिच्छामि परन्तु पत्रिका नास्ति खलु कुतः वा त्वया प्रकाशितपत्रिका हा हा तर्हि भवान् संस्कृतभाषया याः पत्रिकाः प्रकाशिताः भवन्ति तासां कथं सङ्ग्रहः स्यात् कथम् आनयिष्यति तत् तद् विषये प्रयासं करोतु हा अस्तु धन्यवादः यदि भवान् अस्माकं लैब्रेरी सम्यक् सज्जीकरोति चेत् तर्हि अस्माकमपि उपकाराय भवति छात्राणामुपकाराय भवति तर्हि राष्ट्रस्य उन्नतये लै पुस्तकालयस्य योगदानं अद् अद्भुतं भवति इति कृत्वा अहं वदामि भवान् पुस्तकालयाध्यक्षः अस्ति सम्यक्तया वस्तु पुस्तकानि स्थापयतु हा अलं

अस्तु हा अस्तु अस्तु धन्यवादः आम्